विपण्यां हस्तनिर्मितवस्त्राणि अपि सन्ति रेडिमेड् वस्त्राणि अपि सन्ति तत्र हस्तनिर्मितवस्त्राणां या फ़िटिङ्ग् वर्तते तत् सम्यक् वर्तते अतः जनाः हस्तनिर्मितवस्त्राणि अधिकम् इच्छन्ति रेडिमेड् वस्त्राणामपि तथैव भवति यद्यपि तत्र फ़्री सैज़् इत्यादिकं भवति अतः तत्रापि लाभाय भवति बहवः जनाः तत् सहजतया धारयितुं शक्नुवन्ति रेडिमेड् वस्त्रं यद्भवति तत् सहजतया उपलब्धमपि भवति कुत्रापि आपणेषु तस्य सहजतया उपलब्धिः भवति किन्तु हस्तनिर्मितवस्त्रेषु अपि विभिन्नता दृश्यते हस्तनिर्मितवस्त्राणि सर्वेषु आपणेषु सहजतया उपलब्धानि न भवन्ति अतः तेषां विशिष्ट आपणेषु विपण्यां स्थानं वर्तते अतः तत् क्रेतुं तत् तस्मात् आपणात् एव वयं क्रेतुं शक्नुमः अपि च एतस्य धनमपि कदाचित् अधिकं भवति यदि तत् सम्पूर्णं हस्तनिर्मितं भवति तर्हि तत्र अधिकश्रमः भवति अतः तस्य मूल्यमपि अधिकं भवति किन्तु मशीन् निर्मितं यद्भवति तत् रेडिमेड् वस्त्रं तस्य मूल्यमपि न्यूनं भवति पुनः तत् सहजतया निर्मितम् अपि भवति अतः द्वयोः अपि उपयोगः अस्ति सहजतया सर्वे धारयितुं शक्नुवन्ति